अहं लोकयानम् उपयोगं कृतवानस्मि एवञ्च दूरप्रयाणम् अहं लोकयानेन गन्तुं न इच्छामि साधारणतः मया मैसूरुनगरं बेङ्गलूरुनगरं धारवाडनगरं हुब्बल्लिनगरम् इत्यादिषु स्थानेषु मम प्रयाणं वर्तते लोकयानम् आयासदायकं भवति मम कृते अतः अहं साधारणतया वायु वायुमार्गेण गमनं वा अथवा शकट धूमशकटयानेन गमनं वा अहम् इच्छामि लोकयानं साधारणतः शयन शयनदृष्ट्या किञ्चित् कष्टकरं भवति अतः तस्य उपयोगं कर्तुम् अहं न इच्छामि एवञ्च तत्र व्यवस्थादिकं न्यूनं वर्तते एवं शौचालयस्य उपयोगः अपि तत्र कर्तुं न शक्यते इत्यतः अहं लोकयानम् न उपयोगं कर्तुं इच्छामि एवञ्च बहिः दर्शनमपि न्यूनं भवति एकत्र एव गमनं एकमार्गे एव गमनम् अधिक् अधिकरूपेण भवति इत्यतः लोकयानम् अनुकूलम् इति अहं न भावयामि